अस्माकं पारम्परीयशिक्षिकामध्ये बहवः गुरुकुलं गच्छन्ति पठन्ति किन्तु बहवः इत्युक्ते अस्माकं भारते इति वयं पश्यामः चेत् अपार्यप्तम् एव पठन्ति किन्तु इदानीम् एका अङ्गलं किम् अङ्गलगुदे इति वदामः किल सो सर्वे तत्र गच्छन्ति अत्र बहु एकं प्रेसेन्टेज् एक दश प्रेसेन्टेज् वा वयं वक्तुं मया ज्ञायते गच्छन्ति पठन्ति तथापि पी हेच् डी तादृशं अत्र बहुन्यूनमेव गच्छन्ति पूरणं कृत्वा पठन्ति बहवः मध्ये एव त्यक्त्वा पुनः अत्र कल्चर् इङ्गलिश् कल्चर् मध्ये आगत्य स्वीकृत्य पठन्ति किन्तु पारम्परीयं शिक्षणं मध्ये बहूनि सन्ति कर्तुं पि हेच् डी कर्तुं बहूनि बेण्डिङ्ग् सन्ति किन्तु न्यूनमेव इदानीं पठन्ति गच्छन्ति किं कारणम् इत्युक्ते तत्र कर्तुम् अवसरः नास्ति इति बहवः चिन्तयन्ति किन्तु अवसरः अस्ति ते न ज्ञायते करणात् एवं चिन्तयित्वा न स्वीकुर्वन्ति पठन्ति